अहम् एकं एकं स्विग्गितः एकं पिज़्ज़ा आर्डर् करणीयम् अहं राम्टेक्तः वदामि मम मित्रस्य कृते एकं पिज़्ज़ा आर्डरं कर्तुम् आर्डर् करणीयम् सः तस्य एड्रेस् तस्य एड्रेस् ना गान्धीतिरः नाम्ना एकं क्षेत्रमस्ति राम्टेगे त शीतल्वाडिक्षेत्रे सः निवसति एवं हाट्स्पोट् केफ़े नाम्ना एक केफे़ वर्तते तत्र तः प् पिज़्ज़ा आर्डरं करणीयम् एकघण्टा न एकघण्टा एकहोरा समये तत्र पिज़्ज़ा प्रा पार्सलं प्रेषयतु